भारतस्य माध्यमक्षेत्रम् उत्तमं वर्तते परन्तु इतोऽपि समाजोपयोगी भवेदिति अस्माकम् उद्देश्यम् वार्ताः प्रस्तुताः सन्ति केचन अप्रस्तुताः अपि सन्ति तत्र इदानीन्तन माध्यमक्षेत्रे बहु अधिकम् दुष्टं विषयम् एव प्रदर्शयन्ति यः विषयः सर्वैः न ज्ञातव्याः ते एव पुनः पुनः टी आर् पी दृष्ट्या जनेभ्यः प्रदर्शयन्ति तदपेक्षया उत्तमं समीचीनं प्रदर्शयन्ति चेत् जनाः तद्वार्तया प्रेरिताः सन्तः सन्मार्गपराः भवन्ति इति मम उद्देश्यम् अतः अप्रस्तुतविषयान् अप्रदर्शयित्वा प्रस्तुताः समीचीनाः प्रेरणदायीविषयाः प्रदर्शयितव्याः मया वृत्तपत्रिका वार्तावाहिन्यः उभे अपि जानाम्यहम् टि वि नैन् कन्नड न्यूस् पब्लिक् कन्नड न्यूस् रिपब्लिक् भारतं कन्नड न्यूस् वन् प्लस् कन्नड न्यूस् तथैव वृत्तपत्रिकाः विजयवाणी वसदिगन्त कन्नडप्रभा विजयकर्नाटका सञ्जयवाणी इत्यादि वृत्तपत्रिकाः अपि अहं जानामि